अहम् अन्तर्जाले एव दृष्ट्वा त अधिकतया चित्रनिर्माणं करोमि यतः अस् केषां कृते अपि पृच्छामि चेत् ते किञ्चित् मम एक्स्पीरियन्स् एवम् अस्ति केषाञ्चित् अपि कृते पृच्छामि चेत् ते तावत् अधिकतया स्पष्टतया सुन् न वक्ष्यन्ति अतः अहम् बहुवारं कृतम् अन्तर्जाले एव दृष्ट्वा अतः अन्तर्जाले बहु सम्यक् भवति तेन किमपि नाम डौट्स् किमपि न भवति यतः ता तावत् समीचीनतया एव तत्र उक्तं भवति अतः तत्र किमपि कर्तव्यं चेत् चित्राणि निर्मीतव्यम् इति यदि मया चिन्त्यते तदानीम् एव अन्तर्जाले एव पश्यामि एवं सद्यः निर्मितस्य चित्रस्य विषये किञ्चित् वक् वक्तव्यम् इति चेत् अहं मण्डलम् आर्ट् इति यद् वद् उच्यते मण्डलम् वत् भवति तत् तम् अधिकतया निर्मार निर्मास्यामि तत्र मध्ये तावत् किमपि इम्पार्टेन्ट् चित्रं भवति यथा कृष्णो वा गणेषो वा एवं बुद्धो वा ईश्वरो वा एवं मया एवं कृतम् एतत् नाम अत्यधिकतया पूर्वतन चित्रे तावत् कृष्णस्य आकृतिः छाया निर्मिता अस्ति एवं पञ्चदिनानि तावत् कृतं मया एवं बहु बृहदासीत् तत् अतः किञ्चित् सूक्ष्मं सूक्ष्मतया कर्तव्यं भवति अतः एवम् बहूनि अप् बहू समयोऽपि न लभ्यते तत्रैव दातव्यम् इत्यपि न शक्यते अतः किञ्चित् किञ्चित् कृत्वा पञ्चदिनाभ्यन्तरे पूरितवती